नमस्ते भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा किन्तु संस्कृतिः किञ्चितपि व्यवहारे अस्ति तथा एव संस्कृतमपि व्यवहारे अस्ति चेत् संस्कृतिं उत्तमतः ज्ञातुम् अपि शक्यते अतः पाठशालासु सर्वासु संस्कृतभाषां पठितव्यं पठितव्या गृहे अपि मातापितरौ बालानां संस्कृतभाषायां अपि संभाषणं करणीयं संस्कृतभाषा भाषया एव संभाषणं करणीयं कानिचन पदानि संस्कृतभाषायां अनन्तरं मातृभाषायाम् अपि वदति चेत् पदसंपदः अधिकं भवति बालानां उदाहरणार्थं टेम्पल् गन्तव्यम् इति इति वदति साधारणतया किन्तु देवस्थानं गन्तव्यः इति वदति चेत् उत्तमं भवति बालानां कृते पदसंपदः अधिकः भवति तथा एव चेर् टेबल् इति सर्वसाधारणतया प्रयोगं कुर्मः कुर्मः वयं किन्तु आसन्दः आनयतु उत्पीटिकायां पुस्तकं स्थापयतु तथा लघुवाक्यानि कानिचन पदानि शाकानि गृहवस्तूनि सर्वाणि संस्कृतभाषायां वदति चेत् पदसम्पदः अधिकः भवति अनन्तरं सम्भाषणमपि सुलभं भवति